सर्वेषु विषयेषु अपि विभिन्नस्तराः सन्ति सर्वत्र आधारभूताः विषयाः अपि सन्ति यथा अग्रे गच्छति तत्र प्रौढविषयाः अपि भवन्ति अत्र साहित्यविषये यथा प्रारम्भिकेभ्यः मुख्यतया वयं पाठयामः कथाः ललितकथाः कविता इत्यादयः श्लोकाः वा तद्वत् ललितविषयाः पाठयन्ति तथा इतोपि किञ्चित् अग्रे गच्छन्ति चेत् तत्र नाटगकादयः अपि पाठयन्ति तदनन्दरं तत्र तस्य साङ्केतिकविषयाः पाठयन्ति यथा तस्य विचाराः तस्य लेखनादिकं कथं कुर्वन्ति तस्य आन्तरिक अंशः कः इत्यादयः तत्र साहित्यविषये मुख्यतया काव्यप्रकाशः ध्वन्यालोकः इत्यादयः ग्रन्थाः सन्ति तेषां पाठनं प्रबुद्धेभ्यः कुर्वन्ति तदपि सम्यक् विचारं कृत्वा पाठनीयम् एवम् इतोपि प्रारम्भिकेभ्यः तत्र पदानि वा तेषां प्रयोगम् इत्यादि विषयाः अपि किञ्चित् पाठनीयमस्ति इतोपि साहित्यविषये यथा काव्यप्रकाशादयः पाठयन्ति तस्मिन् समये तस्य विषयस्य साकं न्यायशास्त्रं व्याकरणशास्त्रम् इत्यादीनामपि केचन आधारभूतविषयाः अपि पाठनीयं भवति एवं प्रारम्भिकेभ्यः मुख्यतया कथा कविता नाटकादयः पाठयन्ति प्रबुद्धेभ्यश्च प्रबुद्धेभ्यः मुख्यतया तस्य साङ्केतिकविषयाः पाठयन्ति